नमस्ते वदतु तत्र प्रथमं फ़्लोर् मध्ये प्रथमं फ़्लोर्मध्ये त्रयः अपि विभागाः क्रमशः भवन्ति व्याकरणं भवति साहित्यं भवति तदनन्तरं न्यायं भवति तत्तत् तत्तद् विषये विषयकं पुस्तकानि तत्र एव भवन्ति किं पुस्तकमपेक्षते भवत्या हा अस्तु भवत्या पूर्वम् उक्तं काशिका अपि अपेक्षते इति

ओ एव अस्तु तत्र त्रयः विभागाः तत्रेव क्रमशः भवन्ति तत्र गत्वा भवत्या अन्वेषणं कर्तुं शक्यते भवत्या हा तर्कसङ्ग्रहः तु आधारं वर्तते खलु बेस् वर्तते खलु तत्तु भवत्येव व्याख्यानम् आं वर्तते घोरक् आम् आम् गीताप्रेस् तः वर्तते एकवारम् अन्वेषणं कृत्वा वदतु हा भवति भवति तत्रैव भवति एकवारं सम्यक्तया दृष्ट्वा

कुत्र ओ ओ न्यायविभागे महाभाष्यम् अस्ति वा ओ क्षम्यतां क्षम्यतां क्षम्यतां क्षम्यतां श्वः सर्वम् सज्जीकरोमि मया न कृतं वर्तते आदौ येन केनापि कृतं स्यात् मया परिष्कारः क्रियते क्षम्यताम् एवम् अन्यत्र अन्यत्र कुत्रापि दोषः भवति चेत् एकवारं शक्यते चेत् दृष्ट्वा वक्तव्यम् इति प्रार्थ्यते

मिलित्वा मिलित् ओ साहित्यस्य ओ किं तत्र एतत् स्यात् मालविकाग्निमित्रं कुत्र अस्ति तद्

हो एवं वा मया परिष्कारः क्रियते क्षम्यताम् दिनद्वये सम् परिष्कारः क्रियते इदानीं यत् पुस्तकं भवत्या अपेक्षते तद् नयतु त्रीणि पुस्तकानि वा

अस्तु अस्तु कस्मिन् विषये

अस्तु नयतु धन्यवादाः आम् आम् आम् आम् आम् अवश्यम् धन्यवादाः हा